अवश्यं चित्ररचनायाम् अनासक्तिः अनादरो वा परिलक्षितः यतो हि यदा चित्रकरणे तु बहुकालं जायते एकचित्रकरणे ए मासः एकं द्वे मासं वा गच्छति तदा तु अनादरः अवश्यं न अवश्यमेव आगच्छति अनासक्तिः आगच्छति परन्तु तत्र तत्र कारणं एवमेव यतो हि चि चित्रकला एका सूक्ष्मा विधिः अस्ति अतः एव तत् तस्य करणे बहुकालं यायाति ततः अतः बहुकालयापनं तु एकस्मिन्नेव चित्रे एकस्मिन्नेव पटं दृष्ट्वा यदि गच्छति चेत् तर्हि अनासक्तिः तु अवश्यमेव आगमिष्यति पुनः तरप् तत्र प्रवृत्तिबद्धने उपायः एवम् अस्ति यत् चिन्तनं यत् यदा चित्रस्य समापनं भविष्यति तथा यत् अचिव्मेण्ट् यत् उपलब्धिः आगमिष्यति तस्मिन् विषये एव पुनः पुनः चिन्तनेन पुनः प्रवृतिः भविष्यति एतत् चिन्तनीयं यत् यदा सम्पूर्णता आयाति तदा कथं सुन्दरं चित्रं लभ्यते तथा क कथं एका उपलब्धिः एका आयाति तस्मिन् वि विषये एव चि चिन्तनानन्तरं पुनः प्रवृत्तिः तस्मिन् कार्ये भवति चित्ररचनार्थं समयावकाशः तु न न उत्पादयति कदापि न भवति यतो हि चित्रकार्यं तु अस्माकं मुख्यवृत्तिः न मुख्या वृत्तिः नास्ति परन्तु तथापि यदा कदापि समयः अस्ति यदा कदापि स्वकीयकार्यकरणे मनः नागच्छति एवं च तत्र अनादरः स्वकीयकार्यकरणे अनादरः तत्रैव चित्रकरणाय समयः अवकाशः च उत्पाद्यते